नमस्ते महोदया तत्र अहं कार्याने अद्य गतवान् तस्मात् मम सैकल् यानम् अस्ति किल तदेव सम्यक् भवति तत्र भवन्तः एकं यानं प्रेषितवन्तः तन्मध्ये ए सि इत्यादिकं सम्यगेव न आसीत् पुनः वृष्टिः अगतमिति तस्मिन् समये अन्तर्भागे जलबिन्दवः पतन्तः आसन् अतः कथं तत्र भवतां याने अग्रे अहं गन्तव्यं इति मम मनिसि इच्छा भवति